एकदा मम सुहृदः गृहप्रवेशसमये एकभ्रंशः अभवत् तदानीं गूगुळ् म्याप् द्वारा एव मार्गम् अन्विष्टं अन्वेषणं कृतं किन्तु गूगुळ् मे गूगुळ् मेप् द्वारा गन्दव्यमपि एकं नदीतीरे वयं प्राप्तं तदानीं पुनरपि मार्गभ्रंशः समा सम्भवितं भवति तदानीं तत्र देशवासीयानां अभिप्रायं प्रष्टव्यं तेन उत्तरम् अनुसृत्य एव सुहृदः गृहं प्राप्तं तत्र प्राप्य तत्र प्राप्तावसरे एव मनसि सन्तोषम् अनुभूतः पुनरपि एकम् अनुभवम् आसीत् मया कालडि ग्रामे गमनसमये वा तादृश एकः भ्रंशः अभवत् तदानीमेव गूगुळ् मेप् एव उपयुक्तं भवति किन्तु गूगुळ् म्याप् तदानीम् उत्तमरीत्या एव सहाय्यं कृतवन्तः गूगुळ् मेप् द्वारा अहं सञ्चारम् कुर्मः एवं कालडिग्रामं यथा रीत्या प्राप्तं च एतदेव मम मार्गभ्रंष्टस्य अनुभवः पुनमार्ग अन्वेषणसमये द्वौ अवसरेषु एव गूगुळ् मेप् एव उपयुक्तम् तत्र पूर्वसज्जतां करोषि इत्यस्य तादृश पूर्वसज्जीकरणं न कृतम् इत्येव